अत्यधिकं स्क्रीन् समयः स्क्रीन् टैम् कारणात् बालकाः अद्यत्वे क्रीडां न क्रीडन्ति इत्येव वक्तव्यं बालकाः अधिकं क्रीडितुम् अवश्यम् अस्माभिः प्रेरणीयाः प्राचीनेषु कालेषु एतादृशानि उपकरणानि दूरवाण्यादिकं टच् स्क्रीन् मोबैल् इत्यादि साधनानि सङ्गणकानि वा न आसन् अतः तष् तेषु कालेषु वयं शारिरकक्रीडासु बालकानाम् अधिकां प्रवृत्तिं लक्षयामः स्म किन्तु अस्मिन् आधुनिके काले बालकाः शारिरीकक्रीडाः विहाय अत्यधिकं कालं दूरवाण्यादिकं स्वीकृत्य तत्र क्रीडायां मग्नाः भवन्ति इति लक्ष्यते तेषां तद् निवारणं कृत्वा शारिरीकव्यायामादिकं किञ्चित् पाठयित्वा अथवा पठनं लेखनम् इत्यादिषु अन्येषु कार्येषु ते प्रवर्तनीयाः उपायेन